नमो नमः क्रीडायां जयापजये कथं व्यवहारः करणीयः एषः तु विषयः अहं मम पौत्रीणां कृते बहुवारं वदामि स्म किमस्ति मम अधुना उक्तवती अहं मम पौत्र्याः पौत्री कराठे क्रीडति तर्हि सा अधुना स्पर्धायां गतवती आसीत् उक्तवती लघुबालिका अस्ति सा एतदपि न जानाति की जय् किमस्ति अपजयं किमस्ति सा उक्तवती अरे अहं तु सुवर्णपदकं आनयामि एव तर्हि अहम् उक्तवती अरे एषः न भवति कदाचित् न शक्यम् तर्हि आं यथमेव एतत् भवति वा अहमुक्तवती आम् भवति एव कदाचित् भवति न सुवर्णपदकं न प्राप्नोति अपि प्राप्नुयादपि तर्हि तदा ता ताम् उक्तवती अहं यदि सुवर्णपदकं न प्राप्नोति भवती अन्यान् अन्यां प्राप्नोति तर्हि विषादः न करणीयः माम् अहं न प्राप्तवती सा प्राप्तवती तर्हि इत्युक्ते असूया मत्सरः तत्तु नास्ति एव सा कथं प्राप्तवती मया तु न प्राप्तम् किन्तु अहं मम प्रयत्नः न्यूनः अस्ति अहं मम अधिकः प्रयत्नः करणीयः अस्ति अतः अपयशः यशसः प्रथमं किं सोपानम् अस्ति इति वदन्ति अतः अपयशेन किमपि दुःखिता न भवनीया अस्तु